भारतीयतत्त्वशास्त्रेषु दर्शनानां प्रामुख्यम् अतीव उत्कृष्टं विद्यते तत्र जगतः सत्यं किमिति अन्वेषणे एतानि दर्शनानि प्रवृत्तानि अतः एव उच्यते साक्षात् मोक्षसाधनानि इमानि इति तत्र भारतस्य तत्त्वशास्त्रेषु प्राधान्येन विभागद्वयं दृश्यते दर्शनप्रपञ्चे षट् आस्तिकदर्शनानि त्रीणि नास्तिकदर्शनानि इति तत्र प्राधान्येन षट् आस्तिकदर्शनानि अत्यन्तं प्राधान्यम् आवहन्ति तत्र प्रथमः विद्यते न्यायदर्शनं द्वितीयं वैशेषिकं दर्शनं तृतीयं साङ्ख्यदर्शनं चतुर्थं योगदर्शनं पञ्चमं मीमांसादर्शनं षष्ठः उत्तरमीमांसादर्शनम् इति तथैव त्रीणि नास्तिकदर्शनानि अपि ख्यातानि तत्र जैनदर्शनं बौद्धदर्शनं चार्वाकदर्शनम् इति त्रीणि नास्तिकदर्शनानि लोके प्रसिद्धानि सन्ति कुतः एवं भेदः दृश्यते इत्यत्र एकं तु तत्र प्रामाण्ये भेदः दृश्यते षट् आस्तिकदर्शनानि यानि सन्ति तत्र वेदस्य प्रामाण्यम् अभ्युपगम्यते यत्र त्रीणि नास्तिकदर्शनानि सन्ति तत्र वेदप्रामाण्यं नैव भवति एवं कुत्र भेदः नाम प्रामाण्यविषये भेदः आस्तिकनास्तिकभेदः एव भेदः तत्रैव आस्तिकानां कृते वेदः प्रां प्रमाणं भवति नास्तिकानां तु वेदः प्रमाणत्वेन नैव भवति एवम् अनयोर्मध्ये भेदः कल्पितः विद्यते